मम तु अस्माकं सनातनधर्मे एव इच्छा अस्ति मम चिन्तनं तद् उ बहु उत्तमः दद्मः अत्र भारते सनातनधर्मः अस्ति इति कारणात् अन्यधर्माः अत्र आगत्य अत्र प्रचारं कुर्वन्ति अधिकजनानां योजनां कुर्वन्ति किन्तु वयं लोके पश्यामः चेद् यत्र अन्य इदानीन्तन नूतन यद् धर्माः आगताः ते परिवर्तनं कर्तुमेव बहु उत्सुकाः सन्ति अन्यधर्मः अपि भवतु मम धर्मः अपि भवतु सर्वे सुखिनो भवन्तु इति तादृशरीत्या ते त ते चिन्तनं न कुर्वन्ति अतः अस्माकं हिन्दुधर्मः सनातनधर्मः मम बहु तस्य उपरि मम आसक्तिः अस्ति तन्निमित्तमहम् प्रचारं करोमि एषः सर्वं करोमि अनन्तरम् उत्सवः इति अतीव उत्तमः उत्सवः दीपावलिः तत्र सर्वेषां बालानामपि अनन्तरं प्रौढानां ज्येष्ठानां सर्वेषाम् एकभागः भवति अनन्तरं स्फोटकानि भवन्ति न नूतनवस्त्राणि धरन्ति अनन्तरं भक्षणानि सर्व व्यवस्था बहू उत्साहेन गृहे किमपि दुःखं न भवति अनन्तरं सङ्कटरीत्या बहु उत्तममस्ति अनन्तरं व्यापाररीत्या अपि बहु एतद् लाभाय भवति एकनामिक् कण्डीशन् एकवर्ष् एकदिनकारणार्थं कति एतत् सर्वं वस्त्राणि अनन्तरम् अन्य स्फोटकानि अन्य व्यवस्था निमित्तं पात्राणि यत् सर्वं तत्र व्यापारः भवति इति कारणात् सुभिक्षं भवति